मया तु बैक्याने भारतस्य प्र प्रवासस्थानानि अद्यपर्यन्तं न गतानि यदि समयः मिलति तु मुम्बय् नगरे जुहू बीच् अथवा मराय्न् ड्रैव् समुद्रस्य तीरे तादृशं गन्तुम् इच्छा अस्ति